भारतीयसञ्चारः सञ्चारव्यवस्था तु समीचीना अस्ति यदा वयं फ़ोन् यानतः फ़ोन् स्वीकृत्य कार् यानम् इत्यादिकं बुक् कुर्मः ततः बुक् कृत्वा तत्र गत्वा उपविश्य गन्तुं शक्नुमः तद् एका भिन्ना नाम येषां कृते येषां समीपे धनम् इत्यादिकं व्यवस्था अस्ति ते तथा कृत्वा गच्छन्ति एवं समीचीनं परन्तु ये अधनिकाः सन्ति भवन्ति तेषां कृते तु तथा कर्तुं न शक्यते ये यद् सरकारी वाहनं भवति लोकयानं तेनैव तेषां सञ्चारः भवति तदा यदा ते तद् ग्रामं तत्र गत्वा स्थिताः तिष्ठन्ति तदानीं तेषाङ्कृते कदाचित् स्थानं न प्राप्तुयात् बहवः तत्र आगच्छन्ति अनन्तरं तत्र बहु कोलाहलः अपि जायते एवं बस् याने गमने एव बहु कोलाहलः कोलाहलः जायते तदानीम् एकम् एकदा कदाचित् सः यः आरोहति भस् यानं तदा सः टिकेट् अपि न स्वीकुर्यात् एवं क्लेशाः बहवः भवन्ति तथा च रैल् यानं स्वीकुर्मः चेत् तत्र बुक् कृतवन्तः चेत् ते आरांसे गच्छन्ति कदाचित् यदा ते बुक् कुर्वन्ति तदापि तत्र अन्यः आगत्य एवं कोलाहलादिकं कृत्वा तस्य स्थानं स्वीकरोति इदानीं ये सेक्युरिटी जनानां कृते वदामः तदानीं बहून् बहवः बहुवारं सहायं सः कुर्वन्ति परन्तु कदाचित् एकदा तेन तद् त्यक्त्वा अथवा तद् मुख्यमिति न स्वीकर्तुं स्यात् तथा एवं समस्याः भवन्ति परन्तु विमानयाने तु सर्वं सम्यक् एव भविष्यति एवं क्लेशाः सन्ति तथा च अवकाशाः अपि समीचीनाः सन्ति